अहं कर्णाटकसर्वकारस्य शालायां शिक्षकः अस्मि अहं छात्रेभ्यः प्रतिदिनं संस्कृतं योगं च पाठयामि विशेषेण पञ्चमीकक्ष्यातः दशमीकक्ष्यापर्यन्तं छात्रान् उद्बोधयामि तत्र विशेषेण संस्कृतविषये छात्रान् उद्बोधनं करोमि संस्कृते तावत् भगवद्गीतां उपनिषदः इत्यादि विषयेषु अहं छात्रान् उद्बोधयामि छात्राः अपि संस्कृतविषये ज्ञात्वा समाजे सर्वत्रापि संस्कृतं प्रसरन्ति तेन च प्रत्येकस्मिन् अपि गृहे संस्कृतस्य संवर्धनं भविष्यति एतेन समाजे अपि स्वास्थ्यं समायाति एवं समाजस्य संस्कृतिकरणेन भारतदेशस्य औनत्यं जायते एव एवं मम शिक्षकवृत्तिः समाज समाजाय बहु उपयोगं जनयति इति अहं मन्ये